अस्माकं देशः भारतदेशः यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः इति देशस्य अस्मितायाः अस्मितामध्ये एव वर्तते परन्तु प्रतिदिनं महिलाः अनेकाः समस्याः सम्मुखीकुर्वन्ति किमर्थम् इत्युक्ते यदा पुरुषाः भविष्यति तत्र महिला इति कारणेन तस्याः प्रमोषन् सर्वं तत् निधानं भवति अनन्तरं महिला कार्यं करोति तत् सम्पूर्णं दोषराहित्येण भवितुम् शक्यते किमर्थम् इत्युक्ते यदा महिला कार्यं करोति सा किञ्चित् वैशिष्टरूपेण कार्यं करोति गतेषु वर्षेषु भारतीयसमाजे महिलायाः पात्रं तत् उन्नतीकरणम् अभवत् महिला सर्वविधकार्यं कर्तुं शक्नुवन्ति इदानीं सर्वविधकार्ये एव यशस्वी भवितुं शक्यते भारतीयशिक्षणक्षेत्रे अनन्तरं कार्यक्षेत्रे महिलायाः समानमवकाशः इदानीं वर्तते